नमस्ते नमस्ते भवति किम् इच्छति पेट् पेट्रोल् वा डीजेल् पेट्रोल् महोदये सामान्य् सामान्यपेट्रोल् इच्छति वा विशेषपेट्रोल् इच्छति तद् हा कति प्रमाणं आवश्यकम् कति प्रमाणम् आवश्यकम् पर्याप्तम् वा श्वः पेट्रोल्मूल्यम् अधिकम् भवति कनिष्ठ दश कनिष्ठ दशरूप्यकाणि अधिकं भवति इति वार्ता अस्ति भवान् किञ्चिद् किञ्चित् अधिकं क्रिणातु टेङ्क् टेङ्क् टेङ्क् पूर्णं कर्तुं शक्य शक्नोमि वा

सर्वकारम् अहं कथं सूचितुं शक्नोमि एतत् श्वः दशरूप्यकाणि अधिकं भवति इति वार्ता अस्ति एकं करोतु भवान् इदानीं टेङ्क् पूर्णं करोतु यदि भवतः भवत्याः कार्यानम् अस्ति चेत् तदपि आनीत्वा तस्यापि पेट्रोल् पूरयतु क्रीणातु भवति अस्तु भवतः लाभकरः भवति लाभकरः भवति इदानीं निर्णयः निर्णयः स्वीकृतः इदानीं किमपि कर्तुं न शक्नोति श्व श्वः मूल्यं दशरुप्यकाणि अधिकं भवन्ति तदर्थमेव अहं भवत्याः सलाहां दातुम् अस्ति अस्मि तत् कुर्मः तत् कुर्मः तत् कुर्मः इदानीं भवती इदानीं टेङ्क् पूर्ण्ं कर्तुं शक्नोमि वा पूर्णं कर् आ क्रेडिट् कार्ड् क्रेडिट् कार्ड् व्यवहारः अस्ति क्रेडिट् कार्ड् व्यवहारः अस्ति अस्ति अस्ति अस् पूरयतु अस्तु अस्तु अहं पूरयामि भवान् इदानीं तत् शून्य शून्यं पश्यतु इदानीं शून्यम् अहम् पञ्चप्रतिशत डिस्कौण्ट् अस्ति अस्ति अस्ति अस्ति अस्ति अस्तु पूरयामि तत् शून्यं पश्यतु इदम् इदानीं पूरणम् अहं प्रारम्भं करोमि धन्यवाद